संसारे बहवः आसनानि सन्ति आसनानि समस्तानि यावन्तो जिवयन्तवः चतूरशीतिलक्षणानि शिवेन कथितानि च तेषि षोडश षोडश एव मुख्य भवन्ति एवं तेषु चत्वारः एव मू मूलम् आसनानि भवन्ति सिद्धं पद्मं स्तथा सिद्धं भद्रं चेति चतुष्टयं चत्वारः आसनानि भवन्ति ये कठिण आसनानि कर्तुं न शक्नुवन्ति ते एते चत्वार आसनानि कर्तुं शक्नुवन्ति परन्तु चतुर्षु आसनेसु यदि किमपि कर्तुं न शक्नुवन्ति तर्हि एकम् आसनं भवति केवलं सिद्धासनम् इति तर्हि अस्माकं जीवने सर्वरोगः निवारणकारणार्थम् आसनानि एव करणियं भवति धर्मार्थ धर्मार्थमूल धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुतमम् रोगास्तस्यापहर्तारः श्रेयशो जीवितस्य च इति एवं प्रकारेण मूलकारं भवति अस्माकम् आसनानि पद्मासनं भद्रासनं सिंहासनम् इत्यादि